यत् अहं कूलर् क्रीतवान् तद् बहु सम्यक् अस्ति बहु विद्युदपि न स्वीकरोति एवं च अधिकं ध्वनिमपि न करोति जलमपि न अधिकम् अपेक्षितं भवति यत्र कुत्रापि स्थापयितुं शक्यते तत्र छात्रः लघुबालानामपि सौलभ्यं भवति तत्र कष्टं किमपि नास्ति कुत्रापि नेतुम् अपि शक्यते बहु सम्यक् अस्ति